मम प्रियपत्रिका अस्ति वृत्तपत्रं वृत् मम प्रिया पत्रिका वृत्तपत्रमस्ति तरुणभारतम् तरुणभारतं मम प्रियः अस्ति यतः तत् तरुणभारतं बहु सम्यक् अस्ति सम्यक् अस्ति इत्युक्ते अस्माकं परम्परायाः सर्वं तत्र अस्ति सर्वं इत्युक्ते आर् एस् एस् जनानां सङ्घजनानां सा पत्रिका अस्ति अतः सर्वशिस्तप्रियः अत्र लेखकः स्तम्भः सम्पादकः सर्वे बहु उत्कृष्टाः लेखाः लिखन्ति स्म तस्य सम्बन् अग्रलेखा तु बहु उत्तममस्ति तत्र सम्पादकीय बहु अस्ति बहु इच्छामि यदि एखाद् एकस्मिन् दिने स तरुणभारतं न याति चेत् तर्हि किमपि मनसि सम्यक् न भाति नान् अन्या पत्रिका तु पठितुमिच्छापि न भवति अत्र बहु संस्कारः हान् गोष्ठी सर्वं सम्यक् सम्यक् पाठनं लिखति स्म सम्यक् दर्शयति अपि तटस्थः अस्ति इति मन्ये कियं किमपि राजकारणस्य किमपि आधिक्यम् इति न दृश्यते इति अहं मन्ये